अत्र अस्मि अत्र अस्माकं योगस्य डिप्लमो इति एकम् अस्ति तत्र मया भागः न गृहीतः तथापि पूर्वं मया योगकक्ष्यासु भागं गृहीतमस्ति तत्र अहं नित्यं योगः योगाभ्यासनं गृहे करोमि अर्धघण्टा अथवा एकघण्टा यावत् अहं योगस्य अभ्यासनं करोमि तत्र मम औडुम्बरः एवं वर्तते यदि श् प्रातः उत्थाय अस्माभिः योगः क्रियते तर्हि अस्माकं शारीरिकं मानसिकं च आरोग्यं बहु सम्यक् भवति अस्माकम् आदिनम् आक्टिविटि भवितुम् अत्र योगस्य अभ्यासं योगेन तत्र अस्माभिः सम्यक् भवितुम् आदिनं सम्यक् कार्यादिकं कर्तुम् अथवा अध्ययनं कर्तुम् इत्यादिकं तत्र अस्माकं योगस्य अभ्यासनं योगस्य अभ्यासनस्य प्रयोजनं तत्र भवति एवं मम आरोग्यं बहु सम्यक् भवितुं योगस्य अभ्यासनं योगाभ्यासनं क्रियते यदि योगाभ्यासं क्रियते तर्हि अस्माभिः अस्माकम् आरोग्यं बहु सम्यक् भवति अस्माकं यदि पीनसादिकं भवति तर्हि प्राणायामेन तद् निवारयितुं सम्यक् शक्यते तर्हि अस्माभिः योगासनं कर्तव्यमेव योगाभ्यासनेन अस्माकम् आयुः अपि वर्धते इति पूर्वजानाम् अभिप्रायः एवं तेन करणेन अस्माकम् आरोग्यं वर्धते योगाभ्यासस्य मम अनुभवः एवं वर्तते यदि योगासनं नित्यं क्रियते तर्हि अस्माकम् आरोग्येन अथवा आदिनं सन्तोषेण सर्वं कार्यं कर्तुं वयं शक्न् शक्नुमः